स्वास्थ्यसेवा सामाजिकसहकारः गौरवं एतद् दृष्ट्या वृद्धेभ्यः अथवा ज्येष्ठेभ्यः अस्माकं प्रदेशे समस्याः न सन्ति इत्येव वक्तुं शक्नुमः तेषां कृते महान् सहकारः सर्वकारेणापि क्रियते सामान्याः अपि तत्र सहकुर्वन्ति इति अस्माकम् अनुभवः दृश्यते अस्माभिः तत् अवगम्यते स्वास्थ्यसेवा सर्वेषां कृते अत्यन्तम् उपयुक्ता भवति तेषां तासां सेवानाम् उपयोगः सर्वैः अस्माभिः अवश्यं करणीयः सदुपयोगः सर्वकारीयसेवानां भवितुम् अर्हति अस्माकं समाजे तद्विषये सहकारः यथा स्यात् तदनुगुणम् अस्माभिः प्रयतनीयम् अस्माकं प्रदेशे स्वास्थ्यसेवाविषये समीचीनः आदरः दृश्यते एवं सामाजिकसहकारः अपि परिलक्षते विशिष्य युवकानाम् अपेक्षया ज्येष्ठानां कृते अथवा वृद्धानां कृते एतादृशेषु विषयेषु समस्याः कदापि न भवेयुः इति तद्विषये अस्माभिः सर्वदापि अवधातव्यम्